अधुना देहारोग्यस्य निवारणार्थम् आरोग्यवर्धनार्थं तथा रोगनिवारणार्थम् औषधं औषधानि अत्यावश्यकं वर्तन्ते अस्मिन् प्रदेशे औषधानि सर्वसुलभानि प्राप्यते इति प्रश्नः अस्ति औषधानि अधुना सर्वत्र प्राप्यते अत्र बहवः आपणानि सन्ति औषधसङ्ग्रहण आपणानि सन्ति एवं च बहुमौल्यम् अपि धनम् औषधार्थं व्ययं करणीयम् आरोग्यवर्धनाय सर्वकारीय चिकित्सालयेषु निःशुल्कम् औषधं ददाति निश् निःशुल्केन औषधानि प्राप्यते प्राप्यन्ते सर्वकारीय चिकित्सालये वैद्यं प्रति निश्बल् निःशुल्कं तथा चिकित्सा परीक्षा अपि प्राप्यते औषधसङ्ग्रहे औषध आपणे अपि सर्वकारीय आपणे अपि अत्र प्रधानमन्त्रीयोजना अधीने औषधम् औषधानि प्राप्यन्ते निःशुल्कं न धनं धनरहित औषधानि सर्वकारीय चिकित्सालयेषु प्राप्यन्ते इति वक्तुं शक्यते